संस्कृतभाषा तु अस्माकं भारतीयानां प्राचीनभाषा वर्तते देवभाषा सुरभाषा गीर्वाणभाषा इत्येवं तस्याः नामान्तराणि अपि वर्तन्ते पुनश्च वेदः वेदवाङ्मयश्च सर्वोपि संस्कृतभाषायामेव अस्ति तस्य सर्वस्य यदि अस्माभिः अध्ययनं कर्तव्यं तर्हि अस्माभिः संस्कृतभाषा ज्ञातव्या तदानीमेव वेदस्य वेदाङ्गस्य च अध्ययनं सम्यक् भवति तस्य अर्थश्च अस्माभिः सम्यगवगन्तुं शक्यते अतः संस्कृताभषायाः संरक्षणं प्रसारणम् अनिवार्यं वर्तते ये ये शास्त्रमार्गे गन्तुमिच्छन्ति शास्त्रस्य अध्ययनं कर्तुमिच्छन्ति तैः अवश्यं संस्कृतभाषा अध्येतव्या एव वर्तते अतः सर्वैः अस्माभिः प्रयत्नपूर्वकं संस्कृतभाषा रक्षणीया वर्धनीया च संस्कृतभारती इति एका सङ्घटना संस्था अस्मिन् कार्ये अत्यन्तम् अग्रे वर्तते अत्यन्तं वेगेन संस्कृतस्य प्रसारणं तस्य संरक्षणार्थम् अनेकानि कार्याणि कुर्वन्ति वर्तते तत्र वयं सर्वेपि संस्कृतरक्षणे भागं गृह्णामः इति